हरिः ओं हा नमस्ते महोदय

चायम् आवश्यकं वा अस्तु अस्तु ह आं के

एवं वा कीदृशं कापि अवश्यकं वा एतद् कषायं वा हा अस्तु अस्तु आम् अत्र सर्वं प्राप्यते कषायं प्राप्यते चायं प्राप्यते कापी प्राप्यते अनन्तरं ब्रू प्राप्यते ह

एवं वा अस्तु हा हा

अस्तु अस्तु अहं किञ्चित् जम्बीरफलस्य रसमपि तस्मिन् मध्ये पूरयामि वा चलतु जम्बीरफलस्य रसमपि किञ्चित् कषायमध्ये हा हा एतद् कषायः उष्णः भवति अनन्तरं किञ्चित् हा बिन्दुद्वयं सा स्थापयामि किम् अभवत् हा शर्करा न्यूनम् आवश्यकं न ह ह हा गुडेन कषायम् आवश्यकं गुडेन कषायः आवश्यकः हा अस्तु आ महोदय एवं वा अस्तु अस्तु वदतु कथमस्ति भवान् आ महोदय आम् अहं ददामि भवतः किम् आरोग्यं सम्यक् नास्ति वा कार्यम् अधिकं हा

एवं वा अस्तु भवान् बहु ह ग्राहकाः सन्ति महोदय भवान् मम बहु आत्मीयमित्रम् अस्ति खलु भवतः कृते अहं समयं न चिन्तयामि हा अहं करोमि भवान् किञ्चित् बहु अटनं करोति इति अहं श्रुतवान् किञ्चित् अटनं न्यूनं करोतु इदानीम् आम् महोदय न न अहं करोमि तद् मा तद् न चिन्तनीयं भवा आं महोदय आम् अस्तु हा अस्तु अहं शीघ्रं ददामि उपविशतु अस्तु महोदय रां रां ददामि अस्तु अस्तु ददामि आम्